हरिः ओम् नमस्ते भवान् ज़ोमेटो आहारप्रापकः वा एकं क्षणं मम आहारः प्रापणं स्थानं परिवर्तितम् अस्ति पूर्वं बसवेश्वरनगरे शारदा काल्नी इति आसीत् इदानीम् अस्य परिवर्तनं जातम् अस्ति महालक्ष्मि लेऔट् मध्ये तत्र मारुतिमन्दिरम् इति अस्ति तत्र पार्श्वे एव सेकेन् क् क्रास् इति एकः एकः मार्गः अस्ति तत्र आगच्छति चेत् पञ्चदशसङ्ख्याकं गृहं अस्मदीयः अस्ति कृपया तत्र प्रापयतु धन्यवादः